मम शास्त्रं व्याकरणशास्त्रं वर्तते अस्य शास्त्रस्य मुख्यः प्रणेता भवति भगवान् पाणिनिः भगवान् पाणिनिः भगवतः आशुतोषस्य उपासनां कृत्वा तेषां प्रसादेन चतुर्दशानि सूत्राणि भगवता पाणिनिना लब्धानि तानि एव सूत्राणि आधारीकृत्य अष्टाध्यायी नामकः ग्रन्थः पाणिनिना विरचितः वर्तते अस्मिन् ग्रन्थे अष्टौ अध्यायाः वर्तन्ते प्रत्येक् प्रे प्रत्येके अध्याये चतु चत्वारः पादाः वर्तन्ते व्या व्याकरणस्य उपरि एव भगवता भाषीकृता महाभाष्यं विरचितं वर्तते अस्यापि महाभाष्यस्य व्याकरणशास्त्रे महद् वैशिष्ट्यं वर्तते